कः भाषते अस्तु एवम् एवं सर्वहितम् इति तस्य नाम एन् जि ओ नाम तथा भवति हा अस्मिन् वर्षे अस्माकं एषा योजना वर्तते ग्रामोत्थानम् इति इति ग्रामस्य यथा उद्धारः भवति तथा कार्यक्रमाः आयोजनीयाः इति भवतः ग्रामे इदानीं काः समस्याः अनुभूयमानाः वर्तन्ते इति यदि उच्यते तर्हि चिन्तनं क्रीयते अस्माभिः

अस्तु छात्राः तत्र प्रायेण आङ्लमाध्यम शिक्षणार्थं अन्यं विद्यालयं गताः भवन्ति इदानीं भवतः किं चिन्तितं विद्यालयः स्थापनीयः इति तत्र केन माध्यमेण शिक्षणं भवति अस्तु अस्तु अस्तु ओ एवं आरोग्य ओ अस्तु अस्तु प्राचीनं वर्तते वा भवनं तत् वैद्यभवनं प्राचीनं वर्तते एवम् एवं एवम् एवं तत्र विचारः क्रीयते अस्माकं परिचिताः सन्ति केचन वैद्याः इदानीं अधीयानाः सन्ति केचन ते इदानीम् उद्योगम् अपेक्षन्ते केचन ग्रामीण भगे सेवां कर्तुम् इच्छन्तः भवन्ति खलु तेषां सहयोगं स्वीकृत्य तत्र भवतां वैद्यालये नियुज्यन्ते चेत् युक्तं भवति इति चिन्तयामि

अस्तु अस्तु अस्तु त तदृशाः न्यूनाः भवन्ति वैद्याः ये तु ग्रामे ग्रामीणीय देशे सेवां कर्तुम् इच्छन्ति परन्तु भवन्ति कतिपये कुत्र चित् अहं पृच्छामि तत्र तादृशाः भवेयुः इति भावयामि तत्र शिक्षण तत्र वैद्यालयार्थं वा विद्यालयार्थं वा किमर्थं पृच्छ्यते इदानीं अन्या नास्ति यतः शिक्षणं स्वास्थ्यं च यदि वर्तते तर्हि अन्यत् सर्वं साधयितुं शक्नुमः खलु तदर्थं एतत् योजनाद्वयमेव स्वीकृतं अस्मिन् वर्षे अन्या योजना नास्ति अस्माकं शिक्षणं स्वास्थ्यं च उभयमपि यदि वर्तते तर्हि सर्वेषाम् आनुकुल्यं भवति अस्तु अस्तु अस्तु अस्तु अस्तु पुनः विचार्य कथयामि अस्तु